हरियाणाप्रदेशीयः वर्ते अहं सः तादृशः प्रदेशः यत्र षडपि ऋतवः अनुभूयन्ते घर्मकाले अत्यन्तः घर्मः शैत्यकाले अर्थात् शरद ऋतौ अत्यन्तं शैत्यमनुभूयते वसन्त ऋतौ वासन्त्यम् इत्येवं ऋतूनाम् अनुभवः सर्वासां तत्र भवेदेव परन्तु ते ऋतवः परिवर्तनं तु आनयन्त्येव यथा शैत्यकाले अर्थात् शरदृतौ सूर्योदयः कश्चन कालं स्वीकुर्यात् अर्थात् विलम्बेन भवेत् तथा सति उत्थाने कश्चन विलम्भः भवति सर्वेषु कार्येषु वैलम्ब्यम् अनुभूयते एव परन्तु घर्मकाले शीघ्रम् उत्थानं सर्वेषु कार्येषु काले काले रतिः इत्येवम् ऋतूनां प्रभावः दिनचर्यायां वर्तते अनन्तरं चर्यायाम् इतोपि एकः भेदः भवति ऋतु अनुसारं भोजने इति कदाचित् भोजनं विलम्बेन कदाचित् प्राक् इति ऋत्वना ऋत्वनुसारमेव भोजनस्य परिवर्तनं भोजने च वै वैविध्यं द्वैविध्यं बहुवि बहुविधता तत्र लक्ष्यते एवं दिनचर्यायां भेदः अनुभूयते एव एतादृशः मम प्रदेशः तत्र ऋतूनां वर्तते एव प्रभावः